मम प्रदेशः अस्ति पश्चिमवङ्गः तत्र बाकुडाप्रदेशः अस्ति बाकुडास्थानं तत्र चारणं कृतं मया पूर्वम् प्रायः षड् मासभ्यः पूर्वं तत्र मया एकवारं गतम् आसीत् तत्र गमनसमये मार्गस्य पार्श्वे त्याज्यं वस्तु तथा न परिलक्षितं किञ्चिदासीत् एकं द्वे वा एवं किञ्चित् त्याज्यवस्तूनां तत्र पतनम् आसीत् परन्तु षड् मासेभ्यः परं यदा अहं गतवान् तदा तत्र त्याज्यवस्तूनाम् एकः समूहः जातः बहूनि त्याज्यवस्तूनि तत्र पतितानि सन्ति ततः दुर्गन्धः अपि आयाति एवं तत्र स्थितिः जाता मम यदि उच्यते यत् त्याज्यं न्यूनं कथं भविष्यति न्यूनीकरणं कथं भविष्यति इति चेत् तत्र मम एकः परामर्शः अस्ति पर्यावरणविभागः यः वर्तते तेन अवश्यं शिघ्रमेव एकः जनः तत्र नियोक्तव्यः सः जनः तत्रैव बहुदिनं तु नापेक्षते मन्ये परन्तु किञ्चित् तेन स्थातव्यं तत्र पुनः एकं फलकं तत्र भवेत् फलके लिखितं भवेत् कोपि त्याज्यं वस्तु अत्र पातयति चेत् तस्य कृते एकशतम् अथवा पञ्चशतं दण्डः भविष्यति एवं दण्डाः दीयन्ते चेत् दण्डः नाम यदि प्रमादः क्रियते यदि पातनं क्रियते तर्हि प्र दण्डः भविष्यति एवं यदि व्यवस्था क्रियते पुनः तत्र पुनः केषुचिद्दिनेषु अवश्यमेकः जनः तत्र नियोक्तव्यः तेन किं भविष्यति कोपि जनः तत्र न निक्षिपेत् पुनः तत्र एकः अवकरकण्डूलः तत्र स्थापनीयः किञ्चित् दूरं यत्र स्थापयितुं शक्यते तेन किं भवति जनाः अपि तस्मिन् अवकरकण्डोले स्थापयिष्यन्ति अनन्तरम् अवकरकण्डोलस्य परिष्करणमपि समये समये करिष्यते एतेन चारणे त्याज्यं वस्तु सर्वं न्यूनीभविष्यति